भारते भाषायाः सामरस्य विषये लेखनारम्भं कृत्वा अनन्तरम् समस्यापन्नः अत्याख्यं यतः भारतीय भाषाणाम् अति दुरुहगतिः वर्तते अतः अस्मिन् विषये लिखितुं क्लेशः अनुभूयते